सामान्यतः तथा न भवति किन्तु प्रथमं तु खेदः एव भवति यदा अस्म मम मया कृतस्य खाद्यस्य यथा यथा अपेक्षितं तथा न भवति तदा किञ्चित् खेदः भवति एव किमर्थमित्युक्ते तत्र न केवलं खाद्यस्य अपव्ययः किन्तु मम शक्तेः पदार्थानां समयस्य च अपव्ययः अपि अभवत् इति खेदः भवति एव तथापि यदि तथा भविष्यति तत् तत् तर्हि चिन्तयामि यदि पुनः नूतनतया कर्तुं शक्यते तावत् समयः अ अस्ति वा इति तदा नूतनतया एव करोमि किमर्थमित्युक्ते खाद्यस्य किं किं तत्र सिद्धता भवति तत् अन्येषां दातुं भवति किमर्थं सम्यक् नास्ति तत् अन्येषां ददामि तथा चिन्तयामि प्रथमम् अनन्तरं तत्र तावत् समयः नास्ति तर्हि चिन्तयामि यदि कृतस्य एव किञ्चित् परिष्करणं वा अथवा रूपान्तरं वा करोमि वा इति तस्य अवकाशः अस्ति चेत् तत् करोमि तथापि न शक्यते चेत् तत् कृतस्य खाद्यम् अन्यत्र स्थापयित्त्वा नूतनतया किमपि कर्तुं शक्नोमि तत् कृत्त्वा सर्वेषां ददामि अनन्तरं यत् पूर्वं कृतं तस्य परिष्करणं वा रूपान्तरं वा करोमि